अहं प्रतिदिनं गृहे पेयानि केचन पदार्थान् प्रतिदिनं निर्माणं करोमि तत्र च प्रथमः वर्तते मलिनसत्तप्रदानः जलम् तद् कथं शुद्धीकरणम् इत्यादिकं तत् प्रतिदिनं चलति तत्र प्रथमं वर्तते निम्बूपानकं तत्र निम्बूपानकेन वैशिष्ट्यं नाम तत्र शर्करः लवणं यालक्कि इत्यादिकं केचन पदार्थान् संस्थाप्य निम्बूपानकम् इति क्रियते अनन्तरं जम्बूवृक्षस्य किञ्चित् काष्ठमागच्छति तत् स्वीकृत्य मध्यस्थं तत् स्वीकृत्य किञ्चित् पानकं क्रियते तत्रापि गुडं संस्थापयितुं शक्यते शर्करं संस्थापयितुं शक्यते अनन्तरं टेस्ट् अपेक्षितं चेत् किञ्चित् लवणम् यदा किञ्चित् लवणं संस्थापयामः तदा किञ्चित् मधुरयुक्तम् अनन्तरं कटु कटुयुक्तं यद् पे पेप्पर् इति वदामः तस् स्थापयाम चेत् किञ्चित् कटुयुक्तं लभ्यते तस् संस्थापयाम चेत् सम्यक् समीचीन पानकं भवति अनन्तरम् इतोपि एकं वैशिष्ट्यं नाम तत्र वाटर्मेलन् तस्य पानकं क्रियते तस्य पानकं यदा कुर्मः तत्र गुडं संस्थाप्य कुर्मः चेत् तद् सम्यक् एव बहिः यद् आपणेषु क्रियते तस्य तावत् स्वास्थ्यकरं न भवति यदा वयं तद् गुढं संस्थाप्य कुर्मः तदा तस्य स्वास्थ्यकरम् इति भाति यदा तस्य स्वास्थ्यकरम् इति भाति तदा जीवनेषु तद् अस्माभिः वर्धयितुं शक्यते तथैव ओरियो जूस् इति वदामः पानकं तदेव इत्यादिकं शक्यते